मम खाद्यं वर्तते चीप्स् तथा गोबि इत्यादिकं वदामः तद् सर्वत्र लभ्यते सर्वत्र प्रचलितमस्ति तद् कथं कर्तव्यं तस्य धनं क कथं भवति तस्य रुचिः कथं भवति इत्यादिकं सर्वं सर्वैः अनुभूतमस्ति किन्तु केषाञ्चित् ग्रामेषु केवलं न लभ्यते किन्तु सर्व सर्वत्र सर्वत्र गमनानस्य तद् लभ्यते अतः मम इष्टकरं पुनः रुचिः बहु इ इष्टकरम् इष्टं वर्तते रु रुचिः बहु सुन्दरमिति वदामः तथा तस्य रुचिः रुचिः वर्तते पुनः तत् करणशैली बहु इष्टं मम कथं कुर्वन्ति नाम तद् गोबि इति यद् वदामः तदपि न सर्वे एतद् सर्वैः कर्तुं न शक्यते के केचन विशेषेणं विशिष्टं विशिष्टम् उपयुज्य कुर्वन्ति चिप्स् इति वदामः सर्वेषां सर्वेषां रुचिः एका एव न भवति भिन्नं भिन्नं रीत्या भवति हस्तचलकम् इति वदामः तथा तेषां भवति तेषाम् अनुग्रहः इति वक्तुं शक्यते त अतः मया इष्टकरं वर्तते तद् खाद्यम्